नमस्ते आ हरि ओम् आ मम ज्वरः आसीत् गतदिने आरब्धः ज्वरः इदानीं उष्णता तावत् दशाधिक एकशतमागतमस्ति एवम् अतः किं कर्तव्यं कथम् इति पृष्टव्यम् इति कृतवान् नास्ति इदानीं तु केवलज्वरः एव शिरोवेदना आरप्स्यते इति अस्ति परन्तु तथा अधिकतया नास्ति शरीरपीडादिकं नास्ति केवलज्वरः शिरोवेदना आरभ्यते इति भाति प्रातःकाले अद्य दोसा तथा इड्लि वडा एतत् सर्वं भुक्तमस्ति

हा अस्तु गुळिकाः कथं स्वीकर्तव्याः हा हा हा अस्तु हो एवम् एवं हा हा हा हा आ हा एवं अनन्तरम् आहारविषये हा एवं

हा एवं एवं हा अस्तु एतत्तु ज्वरविषये अनन्तरं शिरोवेदना यथा नारभ्येत तथा कथं कर्तव्यं एवं हा हूं हूं अस्तु हा हा अस्तु हा हा हा एवं हा ओ तथा हूं हा अस्तु अस्तु